श्रीकृष्ण भोः किं किमर्थम् इदानीं

वद वद शीघ्रं वद आ इदानीं इदानीमेव अहं तत् गृहकार्यं गृहनिर्माणं मया क्रियते नाम तस्य रूप्यकाणि

एक लक्षं नाम एकलक्षपर्यन्तं अभूत् अभिलेखः ह लक्षरूप्यकाणि एव आधुनिककाले अनुसृत्य एव मम गृहनिर्माणम् अस्ति

तदनन्तरं इदानीं इदानीं किमपि न करोमि मम मित्रः सम्भाषणम् अस्ति कलु सम्भाषणम् अस्ति गृहनिर्माणस्य विषयं अधिकृत्य सः प्रश्नः क्रियते तस्य उत्तरं अहं दत्तवन्तः कृतवन्तः कृतवन्तः तैः कृतवन्तः अहं प्रकोष्ठे एव अस्मि खलु आं प्रकोष्ठे एव शब्दः शब्दस्य शब्दापगातः तत्कारणात् कोष्ठे एव मध्याह्णे

आम् भोः वद वद आ वद मित्र कृष्ण अहं तव पक्काक्रोष्टे अस्मि अहं हैद्राबादनगरे अस्मि अत्र निवसामि अलं अलं

एकं एकवारं वीक्ष्य समयं वीक्ष्य दूरवाणी दूरवाणी त्वं वद अहं श्रु मया श्रूयते